नलः सम्यक्कृत्वा गतमस्ति खलु तत्र इदानीं जलं पतति कथं कृतमासीत् भवद्भ्यां परन्तु इदानीं तस्मिन् सर्वदा तत्र जलं गच्छति एव भवति गच्छत् एव भवति न मया तु अर्धघण्टा अनन्तरं उपयोगः कृतः अस्ति तथापि जलं गच्छति आम् जलम् अस्ति खलु अतः एव गच्छति खलु जलं मया इदानीम् एवं करणीयं खलु स्थगनीयं खलु तद् जलं गच्छति चेत् मया गेटबाल् बन्ध् क्रियते स्थगनं क्रियते भवती अनन्तरं आगम्यते खलु तर्हि अस्माकं तु तर्हि अस्माकं जलं आवश्यकं गेडबल् बन्ध क्रियते चेद् जलं कुत्र क्रेतव्यं जलं कुत्र स्वीकरणीयं भवति भवत्याः अन्यः कोऽपि अस्ति वा अतः कोऽपि अस्ति प्लम्बर् आम् आम् मम तु इदानीम् एव आवश्यकम् मम पुत्रौ इदानीम् शालातः आगच्छतः स्नानार्थं हस्तप्रक्षालार्थं शौचालयगमनार्थम् इत्यादि जलम् अपेक्षितं भवति ते द्रोणीतः द्रोणीविद्यमानजलं न उपयोगं कुर्वन्ति न पुनः तत्र न नलिकातः हा एवं अस्तु अहं बालः तथा ततः नालिकां यां इदानीं पूरयामि भवती सायङ्काले निश्चयेन आगमिष्यति खलु प्रतिदिनं स्नानं करणीयमेव खलु प्रतिदिनं स्नानं शालां गच्छतः खलु प्रतिदिनं स्नानं करणीयं भवति वर्षाकाल नैव नैव स्वेदः न भवति चेद् अपि गन्धः एव भवति बालौ खलु ते स्वेदः गन्धः न ते खादित्वा सर्वम् एतद् बालौ खलु खादित्वा एतद् सर्वं कुर्वन्ति खलु अतः अस्तु अस्तु हा अस्तु हा अस्तु सायङ्काले आगच्छतु हा अस्तु राम् राम् राम्